नाम अवां प्रतिदिनं श्रुणोमि नाम अन्धविश्वासः कियत्पर्यन्तं सम्यक् वा सम्यक् अन्धविश्वासः नाम इति पदं तु असम्यक् एवं नाम कथमिति चेद् अवां प्रतिदिनं मार्गे गच्छन्ति नाम यतो हि मार्जारः पुरतः गच्छति अस्माकं पुरतः गच्छति चेद् आवां प्रति गच्छति नाम तत्तु यत् कार्यं करणार्थं सिद्धतार्थं वयं गमिष्यामः चेत् तत्तु नाम अशुभं भवति नाम फलदायकं फलप्राप्तिं किमपि न भवति एतत्तु अन्धविश्वासः एव नाम मार्जारः तु तस्य तस्य नाम कार्यमेव करोति तस्य कोपि नाम विशेषः नास्ति तत्र मार्जारः प्रतिदिनं गच्छति तस्य तस्य सा तस्य म नाम यतो हि नाम यतो हि बिडालः अस्माकं पुरतः गमिष्यन्ति चेत् तस्य सा तस्य तस्य एव कार्यं करोति आवाम् अस्माकं नाम कथम् अस्माकं यत् कार्यं भवति तत् अशुभं भवति इति एव चिन्तनीयं नाम अन्धविश्वासः भारते एव दृढं नाम कथमिति नाम यतोहि कोऽपि गृहे यतो हि ग्रहणकालः भवति अस्ति चन्द्रग्रहणं वा सूर्यग्रहणं नाम अन्धविश्वासः यदस्ति नाम कृतोपि स्पर्शं न करणीयं नाम कृतमेव न उपवेशनीयं नाम कोपि यतोहि चन्द्रग्रहणसमये वा सूर्यग्रहणसमये यतो हि अहं किमपि कार्यं कुर्मः चेत् नाम तत्तु अशुभमेव नाम फलप्राप्तिः तत् तत् कार्यस्य फलप्राप्तिः न भवति इत्येव विश्वासः जनाः मध्ये दृढः भवति नाम तस्य किमपि प्रयोजनं नास्ति नाम कथं करणीयमिति कोपि तत्र विशेषः नास्ति अस्माकं यत् कार्यं वर्तते तदेव करणीयं नाम चन्द्रग्रहणं सूर्यग्रहणम् इत्यस्य तत्र कः सम्बन्धः वर्तते सम्बन्धः तु किमपि न इति कारणात् तत् अन्धविश्वासः एव इति बद्धम्